हरि ओं महोदयः अहं बेङ्गळूरुतः भवतां गुरुकुलस्य विषयं श्रुत्वा अत्र आगतवानस्मि भवतां भवन्तः गुरुकुले द्वादशवर्षाणी यावत् उचितशिक्षणं यच्छन्ति शिक्षणं तथा वसति इत्यादिकं व्यवस्था या याः सन्ति तत् तत् तादृशं भवन्तः उचितरूपेण इच्च यच्छन्ति इति श्रुत्वा एकवारं द्रष्टव्यं तत्र यद् मम हस्ते भवति तत् तादृशं धनम् उत यत् किञ्चित् वस्तुं दातुम् अहमागतवान् अस्मि कीदृशं सहायं कर्तुं शक्यते इति भवन्तः वदन्ति चेत् अहम् साहायं कर्तुं प्रयत्नं करोमि हां महोदयः हां अहम् अहम् अहं सत्यं आ आच्छाद्दितुं हां इत्यादिकं दातुं शक्यते एतादृशं व्यवत् व्यवस्थां दृष्ट्वा मामपि भवतां ट्रस्ट् मध्ये नियोजयन्ति चेत् भवति वा निधि नियोजयितुं

हां हां हा अपि च भवन्तः यद् भवतां ब्याक् ग्रौण्ड् किम् अस्ति इति वदन्ति वा किञ्चित् आर् एस् एस् इत्यादिकं सङ्घस्य किञ्चित् व्यवस्था अस्ति वा आम् अहं महोदयः आं हां हा चलति हा मम भवन्तः समाजे गत्वा अटित्वा धनसङ्ग्रहं कुर्वन्ति इति अस्य आश्रयः वर्तते खिल तर्हि आम् आ हां आं हां महोदयः अपि मम सो सोदराः अपि बहु धनिकाः सन्ति फ़ारिन् मध्ये तेषामपि अत्र आनीय तेषां परिचयं कर्तुं शक्यते खिल मम नाम गौतं तेजस्वि भट्टः इति मूलतः मम सागरे गोरूरु इति प्रदेशः तत्र वसामि इदानीम् अहं इन्जि इन्जिनरिङ्ग् प्रदेशे अहं बेग्ङळूरु नगरे कार्यं कुर्वन्त कुर्वन्नस्मि इत्यादिकं व्यवस्थां द्रष्ट्वा बहु सन्तुष्टः अपि च आगच्छामि दिनाङ्कं सूचयित्वा आगच्चामि इद इदानीं पुनर्मिलामः महोदय अस्तु सम्यक्